मम क्षेत्रस्य एम् एल् ए श्री शिवङ्गुट्टिमहोदयः मम क्षेत्रस्य एम् पि श्री शशितरुर् महोदयः अहं तेन तेषां साकम् इदानीं न वा संवादः न कृतम् मम अनुभवः तु न सम्यकेव ते सर्वैः जनाः जनैः तत् जनैः यदा आवश्यकता अस्ति ते तत् समये न आगच्छति एव मया मह्यं न रोचते एतत् सर्व तेषां यदा जनाः आवश्यकता अस्ति ते तत् समये ते सर्वम् अत्र न आगच्छन्ति यदा वयं न दृष्टुमपि न शक्नोति द दर्शनीयं चेत् अनन्तरं अग्रिमे एलेक्षन् समये एव आगन्तव्यं नो चेत् तेषां दृष्टं दर्शनमपि न तत्र